दिनपूर्तिः जलस्य आवश्यकता मत्स्यालये भवति अस्माकं गृहे बृहत् जलचरीङ्ग् गृहम् अथवा मत्स्यालयम् अस्ति मीनः तु जलं विना न जीवति एव अतः दिनपूर्तिः जलस्य आवश्यकता भवति एव खलु अस्माकं मत्स्यालये बहुविधवर्णमयमीनाः सन्ति केचन जलसस्याः अपि सन्ति आनन्तरं लघु कच्छपमेकं कच्छपमेकम् अस्ति कच्छपः मत्स्यालये आगतं कीटमित्यादीनां भक्षणं कृत्वा मत्स्यालयस्य स्वच्छता कार्यं करोति अतः मीनाः स्वच्छन्दरीत्या मत्स्यालये आनन्दम् अनुभवन्ति